हरिः ओं नमस्कारः अस्माकं सैकल् आपणे भवतां स्वागतम् उच्यतां आं सैकल् आपणे काल् कृतवान्

द्विचक्रिकायानं कस्याः कृते कस्य कृते वा भार्यायाः कृते अस्तु भवतां बजेट् नाम बजेट् कति वर्तते नाम सिक्थ् षड् षड्सहस्रं वा अष्ट स् सहस्रमध्ये वा पञ्चदशसहस्रे यावद् भवान् स्वीकर्तुं शक्नोति द्वाविंशतिसहस्रपर्यन्तमपि

अस्तु तर्हि अस्माकं समीपे नैके नैकानि यानानि सन्ति गेर् युक्ताः अपि गेर् युक्तानि अपि सन्ति रहितानि अपि सन्ति यदि गेर् रहतानि भवन्ति चेत् तस्य न्यूनमेव धनम् अपेक्ष्यते तदर्थं यदि गेर् युक्तं साधारणमेव अस्तु क्लेशः नास्ति अस्माकं समीपे हीरो हीरो सैकल् हीरो द्विचक्रिकायानमपि वर्तते अट्लस् इत्यस्यापि वर्तते भवान् क् पूर्वं किमपि दृष्टवान् वा मार्केट् मध्ये वा आन्लैन् मध्ये आपणे गत्वा कुत्रचित् चालनं कृत्वा निश्चितं वा किमपि किं स्वीकर्तव्यं वा सर्वमेव इदानीमेव आरब्धं फ़ीचर्स् इत्युक्ते किं गेर् इत्येवं महत्त्वपूर्णं स् अस्ति भवान् तद् नै तद् नापेक्ष्यते भवन्तम् इति उक्तवान् तर्हि क्लेशः एव नास्ति तर्हि साधारणद्विचक्रिकायाने तु किं केवलयानमेवास्ति हा अस्माकं हा तत्र वारण्टीयुक्तं वर्तते यदि भवान् वारण्टी स्वीकरोति चेत् वारण्टियुक्तं य यदि यानं स्वीकरोति चेत् तस्य मूल्यम् एकसहस्रकम् अधिकम् अन्यथा षड्सहस्रपर्यन्तं सम्यक् यानं भवान् स्वीकर्तुं शक्नोति अस्य हा आमां यदि अस्तु अस्तु तर्हि भवान् आपणे आगच्छतु यदि भवान् आगच्छति अत्र आगत्य सर्वं सर्वाणि यानानि अवलोक्य यद् अपेक्ष्यते यद् रोचते तद् स्वीकरोतु क्लेशः नास्ति अस्माकम् आपणम् अस्ति आं हा मिलामः तर्हि आगच्छन्तु